नमस्ते हरि ओं ऊबर् खलु हरीशः वा अहम् एकं केब् बुक् कृतवती अत्र तु निमेषद्वयम् इति दर्शयति किन्तु बुक् कृत्वा दशनिमेषाः अभवन् भवान् कुत्र अस्ति भवान् कुत्र अस्ति अहं इतोऽपि निमेषद्वयं पश्यामि नो चेत् अहं केन्सल् करोमि शीघ्रम् आगच्छन्तु कृपया शीघ्रम् आगच्छतु कृपया कुत्र अस्ति भवान् द्वितीय क्रास् मध्ये अस्ति वा ततः वामपार्श्वे आगच्छतु तत्रैव अस्ति मम लोकेषन् कृपया शीघ्रम् आगच्छतु समयः भवति चेत् अहं केन्सल् करोमि अन्यत्र गमनमस्ति मम